कियत् गश् म मम नाम एम् कुमारः

एवं

म् सः स एविङ्ग्स् किं क्रमम् अस्ति कृपया विवारं प्रापयामि अस्ति वा अस्तु वा इदानीम् अस्ति वा स्पष्टम् इदानीं स्पष्टमस्ति खलु अस्तु ध धनुशतिः नाम मम पुत्रः किम् आवश्यकमिति वयः एकादश

भवति अस्तु व्यवस्था अस्तु अस्तु किं किम् आवश्यकम् अस्ति तत्र उद्घाटनार्थम् आधार् कार्ड् अनन्तरं भावचित्रम् अनन्तरं किमभवत् किम्

द्वौ हा अपि आवश्यकम् अस्तु

इदानीम् अत्र एव भवत्याः वित्तकोषे एव वर्गणं शक्यं बहु इच्छामि अतः आगतवान् खलु अत्रैव करोतु भगिनी किमित्युक्ते मम गृहं बहु समीपम् अस्ति अत्र वित्तम् एतद् वित्तकोषस्य बहु समीपे मम मम गृहम् अस्ति यदा तदां कुत्रापि तत्र आगन्तुं त्वम् एवं व्यवहारं किं कारयितुं शक्यते अतः बहु समीपे अस्ति खलु अतः आगतवान्

ह पूरयतु अस्तु बेसिक् अमौण्ट् मध्ये अस्तु अस्तु अस्तु अस्तु तत्तु फारं कुत्र कुत्र लभ्यते अस्तु इदानीं भवत्येव ददाति वा अस्तु ददातु भगिनी धन्यवादः